सङ्गीतप्र सङ्गीतं तत्र त्रिमूर्तयः त्यागब्रह्मं श्यामः श्यामशास्त्री मुत्थुस्वामी दीक्षितः इति तेषां तैः तैः रचितानि गीतानि बहूनि सन्ति ते सर्वे बहु उत्तमं म स उत्तमगीतानि एव तत्र भगवत् भगवन्नाम अपइ तत्र स्मर्तुं बहु ब ब भगवतः नामस्मरणार्थमपि बहु उचितं भवति अतः एव कर्नाटकसङ्गीतं मह्यं बहु रोचते